मम ग्रामे कीटदंशनस्य चिकित्सा बहुप्रकारेण जनाः कुर्वन्ति इत्युक्ते अस्माकं प्राचीनचिकित्सापद्धत्या प्रकारेण आयुर्वेदचिकित्सायां बहुप्रकाराः सन्ति तत्र कीटः यदा द दष्टवान् तदा किं कुर्वन्ति इत्युक्ते अस्माकं ग्रामे एतद् हरित तत्र हरिद्रा हरिद्राचूर्णस्य लेपनं कृत्वा तत्र शमनं कुर्वन्ति अनन्तरं हरिद्राखण्डस्य मिलित्वा तत्र किं कुर्वन्ति इत्युक्ते तैलं कुर्वन्ति तैलमपि हरिद्रातैलमपि स्थापयन्ति अनन्तरं पलाण्डुः पलाण्डुः यत्र अस्ति पलाण्डुः अस्ति किल तस्य रसः स्वीकृत्य तत्र यत्र द्रंष्ट्वान् तत्र लेपनं कुर्वन्ति एवं लशुनतैलम् इत्यादिकं सर्वं स्थापयित्वा रोगनिरोधकं उत्पादनं कुर्वन्ति